जनानां जीवनस्य समग्रगुणवत्तायां क्रीडानां सत् सकारात्मकः प्रभावः कथं भवितुमर्हति नाम यदि जनाः सम्यक्तया क्रीडन्ति नाम कश्चित् क्रीडा स्वीकुर्म नाम कबड्डी नाम्नि कश्चित् यदि क्रीडा स्वीक्रियते यदि ते तत् क्रीडन्ति न चेत् तेषां कृते कथं श्वासः स्थगनीयमस्ति अनन्तरं कथम् अग्रे गत्वा टच् कृत्वा पुनः आग आगन्तव्यं भवति तदानीम् अस्माकं यद् शरीरम् अस्ति तद् फ़्लेक्सिबल् भवति तदानीम् अस्माकं कृते शीघ्रं रोगाः अनन्तरं प्रातः प्रातः धावनकारणात् रोगाः अपि शीघ्रं न आगच्छन्ति तस्मात् सर्वदा वयम् एक्टिव् भवामः